अधुना मम पाकशालायां मिश्रकं जलशोधकं शीतकम् एलेक्ट्रिक् रैस् कुक्कर् लघुपलरसार्थं पलरसस्वीकरणार्थं लघुमिश्रकं च सन्ति पूर्वम् एतानि मम गृहे न आसन् इदानीम् अहम् उद्योगं कुर्वती अस्मि बहुवर्षेभ्यः एतेषां साहाय्येन सौलभ्यम् अस्ति पट्टनेषु जलं सम्यक् न भवति अतः जलशोधकस्य उपयोगं करोमि पूर्वकाले मम मातुः गृहे बहु उत्तमजलम् नाम स् सहजजलं कूपस्य जलं भवति स्म तेन एव तद् जलमेव पीत्वा अहं वर्धिता आसम् इदानीम् तादृशजलं कु कुत्र लभ्यते भोः अतः जलशोधकस्य आवश्यकता अस्ति एव अतः इदानीं किञ्चित् पट्टनेषु एतस्य उपयोगं कुर्मः मिश्रकं पूर्वं मिश्रकं न आसीत् तेन तत्र वयम् एव स्वयं पिष्टं कृत्वा पचनकार्यं करोमि स्म तेन आरोग्यमपि सम्यक् आसीत् परन्तु बहुसमयः आवश्यकः इदानीम् तत्र स्थाप्य मिश्रके स्त्थापयित्वा अन्यत् कार्यमपि कर्तुं शक्नोमि परन्तु अधिकविद्युद्यन्त्राणाम् उपयोगेन आरोग्यं म किञ्चित् नष्टं भवति समयस्य रक्षणं भवति परन्तु आरोग्यस्य नष्टं भवतीति वयं जानीमः शीतकं अपि अस्ति शीतके पदार्थान् स्थापयामि यद्यपि तस्य उपयोगः करणीयः इति जानामि तथापि आपत्काले तत्र स्थापयामि सर्वदा उपयोगं न करोमि एवं पुरातनकाले मम अनुभवः सम्यगस्ति अहं तदा एव अधिक आरोग्येण आसम् इदानीम् पट्टने विद्युत्परिकरैः कलुषितवातावरणे एवं शीघ्रमेव वृद्धा अभवं वा इति भाति